सप्तसप्तत्यधिक नवदशशततमवर्षस्य नवम्बर्मासस्य सप्तमदिनाङ्कः इतोपि नवसप्ततिः अधिकनवदशशततम वर्षस्य अगस्तमासस्य षड्विंशतिः दिनाङ्कः अनन्तरम् द्विनवतिः अधिक न नवशा नवदशशततमवर्षस्य अक्तोबर्मासस्य अष्टादशदिनाङ्कः अनन्तरं सप्तचत्वारिंशददिक नवशतशतमवर्षस्य जनवरिमाश मासस्य अष्टमदिनाङ्कः द्व्यशीति अधिक नवदशशततम वर्षस्य फ़र्वरिमासस्य फेब्रवरिमासस्य षड्विंशतिः दिनाङ्कः